हरिः ओम् आगच्छन्तु आगच्छन्तु हा अतः अन्तः आगच्छतु कृपया हा वदतु महोदय

हा सम्यक् हा हा एकम् एकं निमेषम् अहं सूचयामि भवती पश्यतु एतदस्ति सूचीतः भवत्याः हा एतत् स्टेप् कटिङ्ग् अस्ति एतत् यू कटिङ्ग् एतत्तु हा यू कटिङ्ग् सम्यक् भवति यू कटिङ्ग् सम्यक् भवति हा यू कटिङ्ग् सम्यक् भवति भवत्याः कृते समा तव पुत्राः कृते स्टेप् कटिङ्ग् अथवा बाय् कटिङ्ग् सम्यक् भवति हा सः बहु सा बहु लघु अस्ति किल पुत्रस्य कृते अपि हा अस्ति अस्ति अस्ति अस् हूं बालिका न न न न द्वयोः द्वयोः कृते अपि अस्ति द्वयोः कृते अस्ति बालकः न न न सः न सम्यक् भवति तव कृते अतः अतः एव परन्तु हा हा भवती कथं वदति तत्रैव दीर्घः अस्ति दीर्घः अस्ति भवत्याः केशः बहुदीर्घः अस्ति किल

हा यच्छति किल हा तदैव तथैव करोमि करोमि वा शुल्कं वदामि वा शुल्कं तु स्टेप् स्टेप् स्टेप् कटिङ् स्टेप् कटिङ्ग् कृते हा स्टेप् कटिङ्ग् कृते स्टेप् कटिङ्ग् कृते षड् शतानि रु रूप्यकाणि हा हा हा अस्तु षड् षट् अस्ति यू कटिङ्ग् कृते तु त्रिशतं त्रिशतं त्रिशतं हा बालकः ब बालकः अस्ति वा इदानीं पुत्रिका पुत्रिका अस्ति वा पुत्रः अपि

हा पुत्रः कृते अपि त्रिशतमस्ति हा त्रिशतम् अस्तु महोदय हा हा आम् आम् आम् अस्तु अस्तु हा इदानीं बहवः नास्ति एकं द्वे हा एकं द्वे अस्ति अस्तु महोदये आरम्भम् आरम्भं कुर्मः वा आरम्भं करोमि वा अस्तु अस्तु अस्तु धन्यवादः धन्यवादाः